विविधासु क्रीडासु तरणस्पर्धा विषये तरणक्रीडा अन्यतमा अहं कदापि तरणस्पर्धायां भागं न कृतवती पुण्यक्षेत्रेषु नदीस्नानम् आचरामि परं अवकाशस्य अभावात् तरणक्रीडा स्पर्धायां भागम् ओढुं समर्था न आसम् तस्मिन् विषये मम अनुभवः किञ्चिदपि नास्ति परं तरणक्रीडा आरोग्यसंवर्धने उपयुक्ता अस्ति इति भावयामि